मम राज्ये गिरिजनानां कलाप्रकारः किञ्चित् अस्ति तत् प्रति इदानिम् अहम् वच्मि किम् इत्युक्ते गिरिजनाः तेषाम् कला अति वैविद्यं विद्यते कथमिति चेत् ते प्रतिवर्षं स्वीय गिरिदैवतां नमस्करणाय बलिं ददाति एवमेव

तेषां गिरिदैवतां आनन्दम् करणाय अजः वा अथवा गौः वा बलिं ददाति तेषां जनानां गिरिजनानां स्वीयगिरिजनानां अजादिकं भक्षणं कृत्वा नाम पचनं कृत्वा समेषां भोजनरूपेण आहारं ददाति ते संरक्षणं कथं कुर्वन्ति इत्युक्ते गिरिजनाः बहिर्न गच्छन्ति गिरेः बहिर्नगच्छति अर्थात् स्वीय निवासं त्यक्त्वा बहिः कुत्रापि न गच्छन्ति एवमेव प्रतिवर्षं कोलाहलेन नमन्ति इति चेत् न तेषां दैवप्रीतये सर्वदा मनसि श्रद्धा भूत्वा अत्रैव कार्यम् एवमेव युद्धादिकं विना कुर्वन्ति